क्रीडा जनानाम् अत्यन्तापेक्षितः व्यायामः वर्तन्ते न संशयः क्रीडा बहुषु रोगेषु निवारणार्थम् क्रीडा अथवा व्यायामः अत्यन्तम् आवश्यकौ भवतः लैफ़्स्टैल् डीसीस् जीवनशैली रोगाः रोगाः अद्यतनकाले वर्धिताः अभूत् न केवलं वृद्धजनाः अपि बाल्ये अपि प्रमेहावस्था प्रेशर् इत्यादि जीवनशैली रोगाः वय प्र बालानामपि बालाः बालाः अपि एतेषां रोग रोगा रोगाणाम् रोगबाधिताः दृश्यन्ते तत्र प्रधानं कारणं भवति क्रीडायाः अभावः अस्मिन्तनकाले अस्मिन्तनकाले समयो नास्ति क्रीडार्थं समयः न लभ्यते छात्राणां अतः ते एवमपि सोशियल् मीडिया नाम अत्यन्तम् अत्यन्तम् उपयोगोऽपि एकं कारणम् अस्ति छात्राः क्रीडा अर्थ क्रीडार्थं क्रीडा विमुखता अस्मिन् छात्राणाम्मध्ये दृश्यन्ते

भवत्येव